वेदाध्ययनं यः छात्रः वा या छात्रा वा करोति ते तावत् शुभ्राः भवेयुः उपनीताश्च भवेयुः नित्यं गायत्रीञ्च जपेयुः वैदिकत्वं नाम तथैव भवति तेषां च अष्टमे वयसि उपनयनं भवेत् उपनीताः ते सन्तः अग्निकार्यं सन्ध्याञ्च प्रतिदिनं जपेयुः नित्यम् अर्घ्यम् यच्छेयुः इत्यादि क्रमाः वेदे उक्ताः वर्तन्ते सः क्रमः एव सर्वैः आदर्तव्यः अनुष्ठानेन अस्माकं यत् मनश्च मनः यद्वर्तते अस्माकं तस्य चाञ्चल्यं न भवति मनः सर्वदा शान्तं भवति अनुष्ठानमित्यादिषु पुनः बुद्धिश्च बहु चतुरा भवति इत्यतः अनुष्ठानं कर्तव्यं वर्तते